राज् ट्रावेल्स् वा एतत् हरि ओम् अहम् अत्र शृङ्गेर्यां भवामि वसामि अतः इतः मम कृते बेङ्ग्ळूरु सिटि गन्तव्यम् आसीत् अहं क्याब् बुकिङ्ग् कृतवान् आसम् मम कृते लोकेशन् कन्फ़ूस् भवति कुत्र सन्ति भवन्तः इदानीं कदा आगमिष्यन्ति अस्तु मम समयः अतीतः अतः शीघ्रम् आगन्तव्यम् आसीत् भवतां इतोपि कुत्र सन्ति अहं बहुवारं ट्रै कृतवान् भवतां कृते भवन्तः इतोपि न आगतवन्तः अस्तु

अहं शृङ्गेरि राजीव् गान्धि परिसरस्य समीपे एव पुरतः एव अस्मि अतः अतः भवतां कृते बहुवारं दूरवाणी अपि कृतवान् भवतां तत्र आपीस् अपि दूरवाणीं कृतवान् भवतां क्याब् ड्रैवर् इतोपि सह सम्यकेव रेस्पान्स् न करोति भवन्तः

आम् आम् बेङ्ग्ळूर् मध्ये राजाजिनगरं पञ्चसहस्ररूप्यकाणि अधिकं जातं कलु रेजिस्ट्रेशन् मध्ये तत्र न आसीत् एवं न आसीत् तत्र भवन्तः इदानीम् अधिकं वदन्ति परन्तु तत् तत्र क्याब् क्याब् मध्ये एतादृशं न भवति तत्र रेजिस्ट्रेशन् मध्ये यावत् भवति धनं तावदेव आम् आम् आम् परन्तु भवन्तः लोकेशन् मध्ये शीघ्रम् आगन्तव्यं समयः अतीतः पश्यन्तु इदानीम् अहं षड्वादने एव बुकिङ्ग् कृतवान् आसम् षड्वादने एव आगन्तव्यम् आसीत् भवतां कृते इदानीं सप्तवादनं भवितुम् एव आगच्छन् अस्ति भवति इदानीं सप्तवादनं भवन्तः इतोऽपि विलम्बः कुर्वन्तः सन्ति अहं कियत् वा अत्र टैम् स्पेण्ड् करोमि इतोपि कियत् वा अत्र नास्ति नास्ति अहं अहम् अहं तत् अहं मार्गे एव अस्मि इदानीम् अत्रेव अस्मि मार्गेव इतोऽपि कोऽपि कार् क्याब् वदतु

परन्तु अत्र कोऽपि न दृश् अत्र कोऽपि न दृश्यते किमर्थं ये लोकेशन् मध्ये भवन्तः इतोऽपि एकवारं तस्य कृते दूरवाणीं कृत्वा सम्यक् रीत्या सूचयन्तु नो चेत् अहं क्याबल् क्याब् क्यान्सल् कृत्वा एव इदानीमेव गच्छामि मम कृते अन्यत् क्याब् अन्यत् क्याब् बुकिङ्ग् कर्तुमपि शक्नोमि अहं एतस्य धनं क् कियत् वा कट् भवति अहं न जानामि भवन्तः इदानीमेव शीघ्रम् आगच्छन्ति चेत् अहं अत्र तिष्टामि नो चेत् नास्ति अहम् इदानीमेव इतः निर्गच्छामि अस्तु अहम् इतोऽपि दशनिमिषमे ह दशनिमिषमेव अहं वेयिट् करोमि अनन्तरं गमिष्यामि अस्तु